मया शालायामेव चित्रकला आरब्धा द्वितीयकक्षायामेव किन्तु उत्तमचित्रं लिखितुं मम कृते न आगच्छति स्म यदा पञ्चमकक्षामागता तदानीं ग्रामान्तरं गता तत्र चित्रकला इति पाठ्यते स्म सप्ताहे एकवारं पाठ्यते स्म तदानीं मया इच्छया कृतं वा न वा न ज्ञायते किन्तु मया महानेव अभ्यासः कृतः उदाहरणार्थम् अन्येषां पुस्तकं स्वीकृत्य तत्र विद्यमानं चित्रं यथावद् लिखामि स्म तथा लिखित्वा लिखित्वा मया अभ्यासः कृतः कदाचित् मनुष्यचित्रस्य चित्रीकर्तुं प्रयत्नं करोमि इति एकधा कृतं तदानीं मयापि ज्ञातं चित्रं लिखितुं मम कृते अपि आगच्छति इति तदुत्तरं मया चित्रलेखनम् आरब्धं बाल्यकाले तत् तस्य अभ्यासः महान् कृतः इति कृतवा तत्र इच्छा स्वयमेव उत्पन्ना अपि च यदा लिखितुं ज्ञायते इति अवगम्यते तदानीं स्वयमेव रुचिः उत्पद्यते एवं मया आरब्धं आरब्धं तत्र मम इष्टतमः चित्रकारः रविवर्मः